हरि ओम् हा निखिता खलु हा आगतवती अत्र स्पर्धार्थम् हा आगमनम् ह्म् ह्म् हा कथम् आसीत् प्रयाणम्

एवं वा अत्र वा वासार्थं प्रकोष्टादिकं समीचीनम् आसीत् वा

हा हा मठे वासः कृतः हा भवतु भवतु तर्हि भवती स्पर्धार्थं गतवती खलु आयुर् आयुर्वेदशास्त्रे इति मन्ये खलु आयुर्वेदभाषणस्पर्धा भवतु भवतु तत्र कति वादने आरब्धं प्रातः उद्घोषितः हा आहा एवं वा कति तत्र स्पर्धालवः आसन् स्पर्धायाम् ओ बहवः तर्हि आसन् आ आ ओ कः विषयः तत्र

आ हा

आ पूर्वं न सिद्धतां कृतं ह्म् ह्म्

हा इत्यर्थे कठिनः प्रश्नः पृष्टः किम् हा ओ आ एवं तर्हि हा आयुर्वेदसम्बद्धः प्रश्नः पृष्टः भाषणसम्बद्धः न हा हा

ओ एवम् यः कः तत्र प्र प्रथमः कः आसीत् हा तेन समीचीनं भाषणम् कृतम् ओ एवम् एवं तर्हि भवतु अग्रिमवर्षे समीचीनतया प्रयत्नं करोतु भवतु भवतु आ आ